आं सजीवव्यक्तिं आधृत्याहम् एकवारं चित्रम् कृतवती तत् मम प्रथमम् एवम् अन्तिमं वारम् एव प्रयासः आसीत् अहम् एकां प्रतियोगितां भागं स्वीकृतवती अतः पूर्वम् अहं कदापि सजीवव्यक्त्योः चित्रं न लिखितवती अतः अनुभवः न आसीत् कथं करणीयम् किन्तु प्रयासं कृतवती अहं एकः वृद्धः आसीत् अहं तं पृष्टवती यत् भवान् किं समयं दातुम् शक्नोति सः आम् उक्तवान् अतः अहं तस्य अहं केवलं व्यक्तिरेखां रेखितुम् इष्टवती किन्तु सः अनेकवारं तस्य मुखस्य भावम् सततं सः परिवर्तनं कृतमासीत् अतः तस्य रेखाचित्रं रेखितुं बहु कष्टं जाताहम् किन्तु कृतवती अहं पारितोषिकं न प्राप्तवती किन्तु एकां प्रदर्शिनीम् मम तत् व्यक्तिरेखाचित्रम् प्रदर्शितवती तत्र ख्यातनामचित्रकाराः सन्ति तेषां मध्ये मम एव आसीत् व्यक्तिरेखाचित्रं मम कृते तदेव पारितोषिकमासीत्